नमस्ते ओला अहं राष्ट्रीयसंस्कृतविश्वविद्यालयः तिरुपतौ अस्मि इतः अहं रेणिगुण्टा रेलस्थानकं गन्तुम् इच्छामि मम रेलयानं चतुर्वादने वर्तते अतः त्रिवादने यदि किमपि आटोयानं समीपे वर्तते चेत् कृपया बुक् कुर्वन्तु